पञ्चनवत्यधिकनवदशशततमवर्षस्य अक्टोबर् मासस्य द्वितीयदिनाङ्कः चतुर्नवत्यधिकेकोनविंशतिशततमवर्षस्य अक्टोबर् मासस्य द्वादशदिनाङ्कः चतुर्नवत्यधिकेकोनविंशतिशततमवर्षस्य एप्रिल् मासस्य अष्टविंशतिदिनाङ्कः अष्टनवत्यधिक अष्टनवत्यधिक एकोनविंशतिशततमवर्षस्य एप्रिल् मासस्य दशमदिनाङ्कः षोडश त्रयो त्रयोविंशत्यधिकशततम विंशतिशततमवर्षस्य डिसेम्बर् मासस्य सप्ततमदिनाङ्कः